एतावता तु मया बहूनि चित्राणि गृहीतानि नाम यत्र कुत्रापि गच्छामि चित्रं तु स्वीकरोमि एव उत्सवे उत्सवे गच्छामि चेत् अपि कुत्रचित् नाम दर्शनार्थं गच्छामि चेदपि चित्राणि स्वीकरोमि मार्गे भ्रमामि चेत् अपि चित्राणि स्वीकरोमि एव सामान्यतया अहं स्वस्य चित्राणि एव आधिक्येन स्वीकरोमि एवं च प्रकृतेः चित्राणि पुष्पस्य चित्राणि च सर्वदा नाम स्वीकरोमि इत्येव